आध्यात्मिकगुरुः जीवनस्य मार्गदर्शकः भवति यः न केवलं शिष्यं धर्ममार्गे नेतुम् शक्नोति अपि तु आत्मज्ञानस्य प्राणाय मार्गं दर्शयति गुरुः तस्य शिष्यस्य आध्यात्मक्षेत्रे प्रकाशः भवति यः शिष्याय ज्ञानं ददाति तथा आत्मविद् विकासाय प्रेरणां करोति तस्य गुरोः महत्वं तु उपनिषदि उपनिषदि महाभारते च अनेकेषु स्थलेषु प्रतिपादितम् अस्ति न गुरोदिकम् इति अपि जनः उक् उक्तौ जनाः वदन्ति तु गुरुमध्ये शुद्धविश्वासः च अत्यन्तम् आवश्यकः भवतः मम आध्यात्मिकगुरुः मम आध्यात्मिकगुरुः चिदम्बरमहास्वामी अस्ति तु मम जीवनस्य आध्यात्मिकक्षेत्रे प्रमुखः प्रेरणास्रोतः अस्ति किमर्थम् इत्युक्ते चिदम्बरमहास्वामिनाम् उपदेशसारः एतस्य लीला लीलाः अप्रकाशितलीलाः बहूनि सुन्दराणि कथानि सन्ति तस् तेषां कथानां पठ्यते मम आध्यात्मिकगुरुः चिदम्बरमहास्वामिः भवति तस्य उपदेशाः माम् आत्मज्ञानाय तथा जीवनस्य गहनगायाः बोधायाः प्रेरयन्ति गुरुः केवलं बाह्यज्ञानं न ददाति अपि तु अन्तर्ज्ञानं स्वपरिचयं तथा आत्मस्वरूपं ज्ञातुं मार्गं दर्शयति गुरोः महा सहाय्येन अहं मम आत्मानम् प्रश्नेतुं तस्य उत्तरं च अन्वेषणं कर्तुं समर्थः अभवम् आध्यात्मिकगुरोः विषये कथं ज्ञातुं शक्नुमः इति प्रश्नं बहवः जनाः कुर्वन्ति तस्य उत्तरः तु अतीवसूक्ष्मः अस्ति प्रथमम् तु आत्मनः अन्तर्गतं तत्त्वं ज्ञातुम् आवश्यकं गुरुः न केवलम् एकः बाह्यव्यक्तिः अपि तु सः आत्मनः मार्गदर्शकः भवति सः यः व्यक्तिः आत्मज्ञानाय प्रेरयति तस्य चिन्तनम् उन्न उन्नयति तु सः एव गुरुः भवति शास्त्रेषु उक्तम् अस्ति गुरुब्रह्मा गुरुः विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्मः तस्मै श्रीगुरवे नमः अज्ञानम् अन्धकारतिमिरस्य ज्ञानाञ्जन तला चला शलाकया अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितम् एव तस्मै श्रीगुरवे नमः इत्यादिनां गुरोः महत्वं प्रतिपाद्यन्ते गुरोः विषये ज्ञातुं सदा तस्य उपदेशानां तथा तत्वज्ञानस्य अनुसरणं कर्तव्यम् अस्ति यदि कोपि तस्य उपदेशाः आत्मनः विचारधारयाः अनुकूलाः इति अनुभवति तदा सः गुरोः सहितम् उपदेशं स्वीकर्तुं शक्नोति केवलम् बाह्यरूपेण गुरुः न चिन्तनीयः अपि तु तस्य जीवनदर्शनं साधना तथा तत्वज्ञानम् अत्यन्तं विचारणीयम् एतादृशं गुरुम् अनुसृत्य अनुसृत्य व्यक्तिः आत्मविकासं सम्पादयितुं शक्नोति